तन्त्रज्ञानम् उपवेशि उपयुज्य अस्माभिः क्वचित् उत्पद्यमानं वस्तु स्वीकर्तुं शक्यते ते कुत्र लभ्यन्ते तेषां मूल्यं क कियत् तत्र कथं गन्तव्यम् इत्यादिविषायाः तन्त्रज्ञानेन अस्माभिः ज्ञातुं शक्यते मम व्यापारः वर्तते अहं तस्य भावचित्रं स्वीकृत्य तदन्तर्जाले स्थापितवती तद्दृष्ट्वा अनेके मम कृते दूरवाणीं कृत्वा कति मूल्यं अस्य कृते इति सर्वं पृष्ट्वा तेषां विक्रयेणं च कृतं वर्तते मया एवं मम व्यापारः विकसितः अभवत्